हेलो हरिः ओम् नमो नमः महोदय किमपि न महोदय अहं एकं विज्ञानवादस्य वैशिष्ट्यम् इति विषयम् अधिकृत्य किमपि बुक्स् रिव्यु लेखितुम् इच्छामि महोदय तत्र मया समस्याः जायन्ते तत्र किं किं लेखितव्यं विज्ञानवादस्य भेदद्वयम् अस्ति खलु तत्र किं आगमनुयायी ओर् युक्त्यनुयायी युक्

तत्र किं किं कथं लेखनीयम् इत्यस्य इत्यस्मिन् विषये किमपि यदि आम् आम् आम् आम् आम्

आं महोदय

आं महोदय परन्तु तत्र आगम अनुयायी आगम् आगम अनुयायिना आलयविज्ञानं क्लिष्टं मनोविज्ञानम् अपि स्वीक्रियते खलु एतस्मिन् विषये के कथं लेखनीयं महोदय

आम्

आम् आं महोदय आं महोदय

आम् आम् आं महोदय अथ सत्यदम् अधिकृत्य अधिकृत्य सत्यद्वयस्य विषये अपि लेखितुं शक्नोमि आम् आं महोदय एवं लिखामि एवं लिखेष्यामि महोदय आम् आम् आम् महोदय आं विलिख्य आगमिष्यमि महोदय आं महोदय